अत्र द्रविडप्रदेशे केभ्यश्चिद् वर्षेभ्यः पूर्वं सुनामी एका अभूत् सुनामि नाम समुद्रात् महान् तरङ्गम् आगत्य सर्वानाशयत् एतेन गृहाणि नष्टानि जनाः नष्टाः

अद्यतनकाले एव अभूत् तेन सर्वं रुणद्धं सर्वं रुद्धम् अभूत् अत्र जनाः गृहाद् बहिर्गन्तुम् अति बहिर् न ना गमत् बहिर्नगच्छन्ति एतेन कष्टम् एतेनापि अतीवकष्टमभूत् यतः आपणान्यपि रुद्धानि विद्यालयमपि गृहादेव कर्तव्यम् इति शासनमभूत् एतेनापि ऋणेभ्यो महत् कष्टम् अनुभूय अनु भव अनुभवनीयम् आसीत्